हरि ओम् आ महोदय कः भवान् हा हा ओ हा एवम्

एवमेवमेवम् आम् अहं तु सम्यक् जानामि अत्र बहूनि दर्शनीयानि स्थलानि सन्ति परन्तु भवन्तः कति दिनानि अत्र तिष्ठन्ति हा दिनद्वयाभ्यन्तरे सर्वं द्रष्टुं शक्नोति एवं खलु द्रष्टुमिच्छति दिनद्वयाभ्यन्तरे सर्वं द्रष्टुमिच्छति अस्तु महोदय अत्र रैल्यानकम् अवतीर्य ततः आटोयनं स्वीकुर्वन्ति चेत् ते ते सर्वं सूचयन्ति दर्शयन्ति अथापि भवान् सम्यक् जानातु यदि तत्र नास्ति अस्माकं सविधे एव यानमस्ति भवान् अत्र आगच्छति चेत् भवान् एक एव अस्ति वा अथवा परिवारेण सह आगतवान् वा इति सूचयतु हा एकाकी अस्ति इतोपि अन्येपि सन्ति तैः सह मिलित्वा भवान् अटितुं शक्नोति अस्माकं सविधे यानमस्ति यानेन सह स्त स्थलानि दर्शनीयानि स्थलानि कानि कानि सन्ति इति अहं सूचयामि एकवारं शृणोतु आदौ ततः आरभ्य गोविन्दराजस्वामिपट्टणमिति एकं एक एकं स्थलमस्ति ततः कपिलेश्वरस्वामिमन्दिरमिति अस्ति ततः श्रीनिवासमङ्गापुरमिति एकं स्थलमस्ति अगस् तत् ततः पार्श्वे एव अगस्त्य अगस्त्येश्वरमन्दिरमिति अतीवप्राचीनमन्दिरमस्ति श्रीनिवासः आगमनात् पूर्वमेव स च मन्दिरं तद् मन्दिरमासीत् तत्रापि श्रीनिवासः षण्मासं यावत् उषितवानिति तत्र ऐतिह्यं तत्र श्रूयते तदपि अस्ति तदनन्तरं इतः आरभ्य किञ्चित् दूरं गच्छामि चेत् कल्याणवेङ्कटेश्वरस्वामी इति अप्पलायगुण्टा इति कश्चन ग्रामः अस्ति तिरुपतितः पञ्चविंशतिकिलोमीटर् दूरे स च ग्रामः विद्यते तत्र श्रीनिवासः यदा विवाहात् पूर्वं अरण्ये अटन्तः अरण्ये अटन्तः तत्र गतवानिति तस्मिन् सन्दर्भे एव तस्य पद्मावती देव्याः दर्शनम् अभवत् तत् ते अतः अतः जनाः एवं चिन्तयन्ति अविवाहिताः जनाः तत्र गत्वा श्रीनिवासं दर्शनं कुर्वन्ति चेत् तेषां कृते शीघ्रं विवाहो भवतीति तस्य ऐतिह्यं भवति अतः अप्पलायगुण्टापि प्रसिद्धं स्थलं तत्रापि अस्ति तदनन्तरं ह ह हा एवमेवं नारायणवनमिति अस्ति तत्रापि पद्मावतिदेव्याः मन्दिरं विद्यते तत्र विशेषः कः इत्युक्ते यदा पद्मावतीदेवी देव्याः विवाहः निश्चितः तदानीम् कन्यायाः स हा श्रूयते श्रूयते कन्याय कन्यायाः किं सर्वं पूजनार्थम् एकं एकं पाशाणखण्डं तत्र विद्यते अतीवप्राचीनकालं प्राचीनकालीनमस्ति अतः तदपि एकं विशिष्टमस्ति नारायणवनमपि तदपि दृ दर्शनीय दर्शनीयेषु स्थलेषु इदमपि अन्यतमं स्थानं विद्यते एवमेव अत्र अत्र पद्मावतिमन्दिरमिति इतः पञ्चकिलोमीटर् दूरे पद्म तिर्चानूरुग्रामः विद्यते तत्रैव अम्मा पद्मावतिदेव्याः मन्दिरमपि अस्ति जनाः वेङ्कटेश्वरस्वामिनां दर्शनं ये ये दर्शनं कर्तुम् आगच्छन्ति ते सर्वेपि देव्याः दर्शनमपि कुर्वन्ति तदनन् इदमिदानीम् अस्मिन् वर्षत्रयात् वर्षत्रयात् पूर्वं श्रीनिवासस्य माता श्रीनिवासस्य मातुः मन्दिरमपि अस्माकं ग्रामस्य पार्श्वे एव आसीत् तत् मन्दिरम् अतीव छिद्रमासीत् तद् वर्षत्रय वर्षत्रयात् पूर्वं तत्र अनेन सर्वकारेण इदानीम् आन्ध्रप्रदेशे यः सर्वकारः अस्ति सर्वकारेण तस्य मन्दिरस्य उद्दारः कृतः इदानीं जनसम्मर्दः तत्रापि वर्धिताः अतः तत्र श्रीनिवासस्य दर्शनं कृत्वा अनन्तरं पद्मावतिदेव्याः दर्शनं कुर्वन्ति तदनन्तरं तत् तस्य मातुः गोविन्दराजमन्दिरमित्युक्ते तत्र रैल्वेस्थानकतः अतीव समीपे अस्ति पद्भ्यामपि गन्तुं शक्नुवन्ति पार्श्वे एव तत्र अस्ति एतत्समीचीनमस्ति तदपि दर्शनीयेषु स्थलेषु अन्यतमं स्थानं तदपि अस्ति अतः एतादृशविषयः अस्ति एतत्सर्वं एतत्सर्वं द्रष्टुं त्रितौसण्ड् फोर्तसण्ड् धनमपि स्वीकुर्व स्वीकुर्मः भवताम् इच्छा अस्ति चेत् पुनः एकवारं दूरवाणीं कुर्वन्तु आम् अस्तु अस्तु अस्तु धन्यवादः धन्यवादः